हरि ओम् हरि ओम् भगिनि नमस्ते सुविधा प्रवासोद्यमां वा

उभयप्रवासस्य अपि माहितीम् आवश्यकम् आसीत् प्रथमं कार्परेट् प्रवासविषये वदतु महोदय पञ्च् देहलीनगरं गन्तुम् इच्छामः पञ्चजनाः सन्ति

वयम् एतत् बिस्नेस् एतद्वा शक्यते खलु रैल् यानेन गन्तुम् इच्छामः हा अन्यविकल्पः अस्ति वा शयनस्य कियत् मौल्यं भवति महोदय तावत् भवति वा किञ्चित् न्यूनं करोतु भोः

हा अस्तु अस्तु तर्हि पञ्चजनानां कृते आरक्षणं करोतु महोदय इदानीं सामूहिकप्रवासे कुत्र कुत्र गन्तुम् व्यवस्था अस्ति महोदय वयं शृङ्गेरि होरनाडु बेलूरु तथा हळेबीडु च गन्तुम् इच्छामः

हा अस्तु वयं त्रिंशत् जनाः भवन्ति शक्यते वा अस्तु अवश्यं कारयामि एतत् अनुकूलवातायनं यानम् आवश्यकम्

अनुकूलवातायनयानम् एव करोतु व्यवस्थां करोतु महोदय

हा अस्तु महोदये अस्तु करोतु कृपया अस्तु महोदय अस्तु महोदय कृपया करोमि धन्यवादः इतोपि वक्तुम् अस्ति वा नास्ति वा अस्तु धन्यवाद महोदय